मम राज्यमस्ति कर्नाटकराज्यं मम राज्यस्य सांस्कृतिकपरम्परा या अस्ति सा सम्पूर्णरूपेण संस्कृत आधारिता एव वर्तते तत्र संशयः नास्ति विशेषेण वक्तव्यं चेत् कर्नाटकस्य जानपद कला अस्ति यक्षगानं यक्षगानस्य सम्पूर्णं कथाः संस्कृताद् निर्गताः यक्षगाने प्रदर्श्यमानकथाः याः सन्ति ताः कथाः अथवा प्रसङ्गानि सर्वाण्यपि प्रसङ्गाः ये सन्ति ते सर्वेपि संस्कृतात् निर्गताः रामायणात् महाभारतात् अथवा भागवतात् निर्गताः सन्ति तस्मात् कारणात् तत्र अस्माकं संस्कृतेः रक्षणार्थं बहु संस्कृतस्य योगदानम् अस्ति केवलं यक्षगानम् इति नास्ति भरतनाट्यं भवतु कर्नाटकसङ्गीतम् अस्ति कर्नाटकस्य सङ्गीतं यद् अस्ति कर्नाटकसङ्गीतस्य आरम्भे संस्कृतगानमेव अधिकतया अस्ति गानेषु संस्कृतशब्दास्सन्ति कन्नडभाषायाः शब्देषु संस्कृत भाषोत्पन्नाः शब्दाः एव अधिकतया वर्तन्ते तत्र अतः कर्नाटक संस्कृतिसंरक्षणे संस्कृतस्य योगदानं अतीव महत्वपूर्णम् अस्ति तथैव अनितरसाधारणं योगदानं अवलोक्यते संस्कृतेः रक्षार्थं संस्कृतस्य योगदानम् इत्युक्ते संस्कृते अपि यक्षगानस्य पद्यानि लिखितानि वर्तन्ते तथैव यक्षगानम् अपि लिखितं तत् प्रदर्शनम् अपि जातमस्ति अतः संस्कृतं ये पठन्ति ते संस्कृतिरक्षणे संलग्नाः भवन्ति यक्षगानादिकलासु सङ्गीतकलासु च निपुणाः स्वयमेव जायन्ते